संस्कृतभाषा तु प्राचीना भाषा देवभाषा इति अपि नाम्ना ज्ञायते अहं यदि विद्यालये आसं तदा अस्माकं पाठ्यक्रमे संस्कृतं संस्कृतम् इति एकः विषयः आसीत् तस्मिन् समये अहं चिन्तितवती यदि एतत् काट् कठिनं भवति चेत् अहं कथं पठामि इति परन्तु तथा नासीत् संस्कृतभाषा तु सरला भाषा शनैः शनैः मम रुचिः अस्मिन् वषये वर्धिता अहं ज्ञातवती संस्कृतं संस्कृतं भाषायां तु बहूनि क्षेत्राणि सन्ति यथा ज्योतिष्यं वेदान्तं न्यायं व्याकरणं साहित्यं मीमांसा इत्यादि पुनः मम रुचिः इतोपि वर्धिता अहं चिन्तितवती अहं मम मम पठनम् अग्रे संस्कृतविषये एव करोमि इति अतः अहं मम श् शास्त्रीमध्ये अहं व्याकरणं स्वीकृतवती तत्र अहं ज्ञातवती कथं लघुशब्देन लघु सूत्रं स्वीकृत्य शब्दनिर्माणं कर्तुं शक्यते इति पुनः संस्कृतं सि स्वीकृत्य विभिन्नेषु स्थलेषु जनाः एवं वदन्ति संस्कृतं स्वीक्रियते चेत् भवती भवान् वा अध्यापकः एव भवति परन्तु तथा नास्ति संस्कृतं सं यत् अहमपि यथा मया उक्तं संस्कृतमध्ये विभिन्नं शे स्था स्था विभिन्नं विभिन्नानि क्षेत्राणि सन्ति तर्हि अत्र किं रिसर्च् अपि कर्तुं रिसर्च् अपि श् कर्तुं शक्यते नै न केवलम् अध्यापकः परन्तु अत्र विभिन्नस्थलेषु रिसर्च् पुनः तत्र किं नूतनाः विषयाः सन्ति तदपि स्वीकृत्य अग्रे पठितुं शक्यते